मम गृहस्य समीपे पर्वताः अपि सन्ति समतलाः भूमयः अपि सन्ति तद्द्रष्टुं बहवः बहवः प्रवासीजनाः आगच्छन्ति गृहसमीपे होसडिगुम्पे इति कश्चन पर्वतः वर्तते तदुपरि चलनचित्रं चित्रीकरणमपि चलति ततः द्रष्टुं पर्यावरणं बहु सुन्दरं दृश्यते तथैव समतलः प्रदेशः अपि वर्तते यत्र स्थित्वा पश्यामः चेत् बहूनि क्षेत्राणि दृश्यन्ते तत्र कृषकाः बहुविधकृषिकार्यम् अपि कुर्वन्ति एवं मद्गृहसमीपे विद्यमानाः समतलाः भूमयः पर्वताः सर्वे अपि बहु रमणीयाः सन्ति अहम् अपि कदाचित् यदा समयावकाशः भवति तत्पर्वतं गच्छामि तत्र बहवः आगत्य उपरि गत्वा सूर्यास्तं पश्यन्ति ततः सूर्यास्तः सूर्यास्तमनं तथा सूर्योदयं द्वयमपि रमणीयं दृश्येते एवं समीचीनप्रदेशं बहवः प्रवासिनः आगच्छन्ति